जनानाम् आरोग्यकरणार्थं सर्वकारेण विभिन्नभूमिकायाः ग्रहणं कृतम् राज्ये मण्डलेषु च चिकित्सालयादीनां निर्माणं कृतवन्तः पुनः सर्वकारीयचिकित्सालये विनामूल्यं चिकित्सा तथा च औषधादयः प्राप्यन्ते गर्भवतीमहिलानाङ्कृते अपि बहवः योजनायाः व्यवस्था सर्वकारेण कृतम् पुनः आयुष्मान्भारत् इति नामकस्य एकस्य योजनायाः आरम्भः राज्यसर्वकारेण कृतं तत्र पञ्चलक्षरूप्यकाणिपर्यन्तं विनामूल्यस्य चिकित्सा भवति पुनः सी जि एच् एश् इति नामकः अपि एकः व्यापकः स्वास्थ्यसेवायोजनायाः निर्माणं सर्वकारेण कृतं मम परिवारेण अधुनापर्यन्तं कापि सेवा न प्राप्ता परन्तु भविष्यत्समये अवश्यमेव प्राप्स्यामि इति मम आशा